चारणसमये आश्चर्यकरं कार्यम् एकं मम जीवने अपि अभवत् एकदा चारणसमये मम समीपे जलं किञ्चिदपि नास् न आसीत् सर्वं समाप्तम् अतः जलार्थम् अहं भ्रमणं कृतवती तदा बहु कष्टकरम् आसीत् जलं विना चलनकार्यम् अपि बहु कष्टम् आसीत् मम पादवेदना अपि अधिकम् आसीत् छायाचित्राणि स्वीकर्तुम् अपि न शक्नुमः तदा जलम् प्रथमं भ्रमणं कृत्वा जलं स्वीकृत्य तदनन्तरं चारणसमये छायाचित्राणि वयं स्वीकृतवन्तः